उद्यानकार्ये अहं बहूनाम् उपकरणानाम् उपयोजनं करोमि तेषां प्रायः उपयोगः भूमेः खननकार्येषु भव भवन्ति तेषु प्रायः वर्तते कुद् कुद्दलकं खणिका च एतेषाम् उपयोगेन अहं भूमीनां सम्यक्तया मशागतम् इत्यादिकं कर्तुम् अहं शक्नोमि